टेब्लेट् रूपेण मम पार्श्वे एकं ऐ पेड् वर्तते तत्तु मम कृते महत् सु महत् महत् उपकारकम् अभवत् कथम् इति चेत् यानि पुस्तकानि मम पार्श्वे नोपलभ्यन्ते तानि पुस्तकानि आन्लैन् माध्यमेन टेब्लेट् इति ऐ पेड् इत्यत्र अहं सम्यक्तया पठितुं शक्नोमि तेन मम चक्षुषोः अपि कापि हानिरपि न वर्तते अपि च मनो अपि एवं चित्तः अपि एकाग्रतया तत्र भवति अपि च ऐ पेड् इत्यत्र एव अहं मम नोटस् इत्यादिकम् अपि लेखितुं शक्नोमि तेन मम अध्ययनस्य या परम्परा या व्यवस्था आसीत् तस्य वर्धनं जातं वर्तते अपि च ऐ पेड् इत्यत्र नूतनानां विषयाणां संग्रहणम् अपि अधिक सरलतया भवितुं शक्नोमि अतः विद्यार्थीनां कृते तु इदं ऐ पेड् अतीव महत् उपकारकं वर्तते